एकदा मम महाविद्यालये छायाचित्रकार्यशालायाः सञ्चालिका आसीत् छायाचित्रकार्यशालायाः बहवः छात्राः भागं स्वीकृतवन्तः तैः कृतं छायाचित्रं प्रदर्शिनीमध्ये स्थापितवन्तः तत्र बहवः जनाः अपि आगतवन्तः छात्राणां कृते पुरस्कारम् अपि दत्तवन्तः अतिथिरूपेण बहु प्रसिद्धाः छायाचित्रकाराः तत्र आगतवन्तः छात्रान् प्रशंसां कृतवन्तः बहु उत्तमतया कार्यशालायाः कार्यम् अभवत् छायाचित्रप्रदर्शनी बहु सम्यक् आसीत्